हरिः ओं नमस्ते महोदय कथं सन्ति अहम् अक्षयः इति अहं सम्यगस्मि पूर्वस्मिन् वर्षे भवन्तः मम अग्रजस्य विवाहार्थं छायाचित्रकरूपेण आगतवन्तः खलु स्मृतं वा शृङ्गगिरौ शृङ्गेर्यां मम विहा विवाहः आसीत् मम अग्रजस्य विवाहः आसीत् तदा भवन्तः आगतवन्तः इदानीं मम विवाहः अस्ति तदर्थं विवाहात् प्राग् एकवारं छायाचित्रं स्वीकरणीयमासीत् तस्य कृते आगन्तुं शक्नुवन्ति वा अग्रिममासे अस्ति

ओ अस्तु कुत्र स्वीकुर्मः तस्य देवस्थाने होर्नाडु तत्र अतः अथवा ह ह तदेव शृङ्गेरि इत्येव नाम अस्ति

तस्यां भवन्तः कदा शक्नुवन्ति अथवा तस्य मौल्यं कियान् भवतीति अस्तु कतिरूप्यकाणि अथवा इति एकवारं वक्तुं शक्नुवन्ति वा

न्यूनं कुर्वन्तु भोः अ अस्तु महान् प्रमोदः यः अत्युत्तमः छायाग्राहकः अस्ति तमेव सूचयन्तु अथवा भवन्तः एव आगच्छन्तु चिन्तानास्ति अस्तु एकवारं तत् कुत्र कुत्र कस्मिन् समये इति एकवारं निष्कासयन्तु किमपि लिखित्वा वा एकवारं प्रेषयन्तु वयं सिद्धाः भ् भवामः अस्तु धन्यवादः तर्हि पुनर्मिलामः